हरि ओम् नमस्ते वदतु मम डैरी तु अस्मिन् प्रदेशे प्रसिद्धः डैरी वर्तते प्रायः प्रायः बहुविधखाद्यानि अत्र लभ्यन्ते तैल तैलसिद्धखाद्यानि बहूनि सन्ति अनन्तरं केक् लभ्यते तदपि सस्याहाररुपकेक् अपि लभ्यते चाक् चाकलेहः डैरी मध्ये अस्ति ऐस् ऐस्क्रीम् वर्तते हा एवं ब्रेड् इत्यादिकं तु त्रीणि चत्वारि दिनानि यावत् स्थापयितुं शक् शक्नुवन्ति भवन्तः हा तथा अस्माभिः तत्र भारतीयनियमानुसारेण पारम्परिकनियमानुसारेण वस्तूनि सिद्ध्यन्ते अत्र नै नैव नैव गृहे तादृशपाकशाला अस्ति तत्रैव सिद्धतां कृत्वा अत्र वयं स्थापयामः जनाः बहु इच्छन्ति तत् ना नास्ति नास्ति नास्ति अहम् अपि सस्याहारि एव अतः सस्याहारं विना अन्यत् मांसाहारादिकखाद्यानि अत्र न लभ्यन्ते मम डैरी मध्ये केवलं सस्याहारपूर्णं डैरीखाद्यानि अत्र लभ्यन्ते तद् हा नास्ति तथा नास्ति परन्तु अस्माभिः शुद्धं तैलम् एव अत्र उपयुज्यते अतः किञ्चित् रूप्यकं अधिकं स्यात् परन्तु तत्र क्वालिटि तु बहु सम्यक् अस्ति सर्वेऽपि बहु धनं दत्वा तत्र स्वीकुर्वन्ति अतः धनम् अधिकं चेदपि अस्माकं डैरी मध्ये स्टाक् न भवति तत् यदा वयं स्थापयामः तदा एव तत्र विक्रयणं भवत्येव हा हा नैव नैव तथा तथा नास्ति अत्र अन्यान्यप्रदेशेभ्यः दैवभक्ताः अत्र आगच्छन्ति खलु बहवः जनाः आगच्छन्ति अनन्तरं तैलसङ्ग्रहालय सङ्ग्रहालयागारः कोकोनट् ओयल् बहुविधं लभ्यते केचन तथा केचन तथा व्यवहारं कुर्वन्ति तथा परन्तु अस्माकं तथा न अस्मा अस्माभिः एव तैलस्य सिद्धता क्रियते तेनैव क्रियते तथा मिक्स् किमपि नास्ति हा अवश्यम् अवश्यं कुत्र प्रेषणीयं सङ्केतः हा वट्सप् द्वारा प्रेषयतु हा प्रेषयतु अहम् अवश्यं प्रेषयामि हा अस्तु अस्तु अस्तु तर्हि अस्तु ह